नाम मम प्रदेशस्य विषये वदामि चेत् मम प्रदेशः उत्राखण्डः मम प्रदेशे सामान्यतया जनाः कृषिवृत्तिं कुर्वन्ति किमर्थम् इति चेत् मम प्रदेशे नाम उत्राखण्डप्रदेशे पर्यावरणं तथैव अस्ति नाम कृषिप्रधानं प्रदेशम् अस्ति तत् यदि तत्र जनाः कृषिकार्यं न कुर्वन्ति चेत् तर्हि बहूनां कृते बहूनां जनानां कृते सौकर्यं न भवेत् किमर्थम् इति चेत् यदि उत्राखण्डस्य जनाः कृषिकार्यं न कुर्वन्ति चेत् तत्र शाकानि अपि उत्पादयितुं न शक्ताः किमर्थम् इति चेत् तत्र यदि ये कृषयः सन्ति ते सर्वेऽपि कृषयः यदि कृषिकार्यं न कुर्वन्ति नाम धान्यादिकं न उत्पादयन्ति तर्हि बहवः बहूनां जनानां कृते भोजनम् एव न लभ्येत

सर्वे तु कृषिकार्यं कर्तुं न शक्नुवन्ति किन्तु केचन जनाः तु कुर्वन्ति एव इति इति एकम् अनन्तरम् अर्थव्यवस्थायां जीवनशैल्यां च कथं योगदानम् इति उक्तं तत्र यदि उत्राखण्डस्य जनाः कृषिकार्यं न कुर्वन्ति चेत् तर्हि अर्थव्यवस्था किञ्चित् सम्यक् न भवति स् किमर्थम् इति चेत् यदि ते सर्वेऽपि जनाः उत्राखण्डं त्यक्त्वा नाम कयि कुत्रापि बहि गच्छन्ति स् चेत् तर्हि अर्थव्यवस्था सम्यक् न भवति किमर्थम् इत्युक्ते उत्राखण्डस्य अधिकतया जनसङ्ख्या कृषिकार्यमेव करोति तेन कृषिकार्येण अर्थव्यवस्था जीवनशैली शैली च सम्यक् भवति इति कारणात् एवञ्च तेन कारे तेन कार्येण भारतदेशस्य कृतेऽपि महान् योगदानं भवति इति